मया क्रीतं मुद्रणयन्त्रं तत्र यदा मुद्रणं करोमि तदा मध्ये मध्ये पत्रं संलग्नं भवति तेन बहु विलम्बः भवति मुद्रणं भवितुम् अपि च यत्र चित्राणां वर्णाधिकं भवति बहुविधवर्णानि भवन्ति तानि चित्राणि सम्यक् न आयान्ति एकैकत्र मशी आधिक्येन भवति एकैकत्र न्यूनं भवति